हरिः ओम् निर्दिष्ट धर्मस्य संस्कृतेः उपरि स्थानान्तरणस्य प्रभावः कः इति प्रश्नः इदानीं सनातनधर्मस्य उपरि यदि स्थानान्तरणकरणे प्रभावः भवति वा इति प्रभावः प्रभावः भवत्येव यतोहि तत्र तस्मिन् स्थाने तत्र किं प्रकृतेः प्रभावः भवति यदि शीतलप्रदेशः भवत् चेत् तथा तेषाम् उच्चारणः उच्चारणं जीवनशैली अन्या एव भवति उदाहरणार्थम् अस्माकं भारतदेशस्य उत्तरप्रदेशस्थजनाः अन्यां संस्कृतिम् आरभन्ते अन्यां नाम तत्र किञ्चित् व्यत् अस्माकं जीवनशैली व्यत्यासः भवति यतोहि तत्र शीत शीतप्रदेशस्य प्रभावात् स्थानादिकम् अथवा अस्माकम् अनुष्ठानादिकं सर्वं विपरीतं भवति दक्षिणदेशेपि संस्कृतेः विपरीतं भवति तत्र पुनः पुनः स्नानं कर्तुम् अत्र जलमपि वर्तते अस्माकं स्वेदादि क्लेशहरणार्थं स्नानम् अत्यावश्यकम् एवमेवं तत्र वस्त्रसंहिता अपि विपरीता भवति केरळदेशे यदि सनातनधर्मस्य जनाः सन्ति तथापि तत्रापि तत्र अतीव उष्णप्रदेशत्वात् प्रदेशात् तत्र वस्त्रविन्यासापि विपरीतं विपरीतम् एव भवति एवम् अस्माकं धर्मस्य अनुष्ठानसमये कालस्य अपि भेदः भवति स्थानस्यापि तत्र संस्कृतेः उपरि भवति किन्तु संस्कृतेः मूल उद्देशम् एकमेव भवति मोक्षः एव तदर्थं यत्र कुत्रापि वा भवतु सनातनीय न सनातनधर्मस्य अतीव मुख्यं लक्ष्यं मोक्षः एव तत्वज्ञानमेव तत्वज्ञानं यत्र कुत्रापि वा भवतु तत्र शीतप्रदेशेपि अनेके जनाः हिमालयप्रदेशे तत्र तपः कर्तुम् अनेकजनाः उद्युक्ताः भवन्ति तेषां तत्र उपरि प्रकृतेः तत्र परिणामः अन्यः भवति तत्र स्नानस्य अवश्यकता एव न भवति यतोहि तत्र स्वेदस्य तत्र आगमनं न भवति शरीरे एवम् आहारस्यापि अतीव अल्पमेव आहारं भवति भवेत् तत्र जीर्णशक्तिः अपि कुण्ठिता भवति एवं शीतप्रदेशे अस्माकं धर्मस्य विभिन्नः भवति अतः प्रभावः अस्त्येव धर्मस्य अस्मदीयाः एव तत्र अमेरिकादेशं गच्छति चेत् तत्र अनुष्ठानं कर्तुं किञ्चत् विपरीतः एव भवति अतः स्थानं स्थानान्तरेण निर्दिष्टस्य धर्मस्य विपरीतः एव भवति